वर्तमानसमये शिक्षा नाम केवलं पुस्तकीयशिक्षा एव न भवेत् वर्तमानसमये अधिका अपेक्ष्यते व्यावसायिकशिक्षा कारणं वयं पुस्तकीयशिक्षां पठित्वा केवलं ज्ञानं प्राप्तुं शक्नुमः तस्य अधिकः प्रयोगः अपि न भवति पुस्तकीयशिक्षया बृहत् समस्याः सन्ति उद्योगप्राप्तिसमस्या कारणं केवलं पुस्तकं ज्ञानं प्राप्य उद्योगप्राप्त्यर्थम् अन्यस्य उपरि निर्भराः भवन्ति सः किमपि कर्तुमिच्छन्ति चेत् तस्य कृते बहु कष्टकरं भवति परन्तु ये जनाः पुस्तकीयज्ञानेन सह प्रायोगिकज्ञानं यथा कष्टकर्म प्लेमिङ्ग् सीवनं कुक्कुटपालनं पशुपालनम् ज्ञानं प्राप्नुवन्ति चेत् ते पठनात् परं सजीविकाप्राप्त्यर्थम् अन्यस्य उपरि अधिकः निर्भरः न भवति ते सजीवने आत्मनिर्भराः भवन्ति ते यदा प्रायोगिकं ज्ञानं प्राप्तवान् तत् ज्ञानम् आधारीकृत्य एव ते सग्रामे वा नगरे स्व उद्योगं प्रारम्भं कर्तुं शक्यन्ते